मम ग्रामे दगुडुषेटहल्वाय् गणपतिमन्दिरं पुनेनगरस्य गणेशाय समर्पितम् हिन्दुमन्दिरम् आसीत् प्रतिवर्षं लक्षाधिकाः भक्ताः अस्य मन्दिरस्य आगच्छन्ति अस्य मन्दिरस्य भक्तिः भक्तानां मध्ये अनेकः ग गन्नमान जनाः महाराष्ट्रस्य मुख्यमन्त्री च सन्ति ये वार्षिक दशदिवसीय गणेशवर्षनी भागं गृह्णन्ति धनिदगुडुषेटहल्वाय् तत्कालिनः प्रसिद्धः मिष्टान्नव्यापारी आसीत् स धनिकः प्रामाणिकः च आसीत् पुनेनगरस्य बुधवारपीठस्य दत्तमन्दिरं तस्य निवासस्थानम् आसीत् तस्मिन् समये धनिकस्य दगुडुषेट् हल्वायि इत्यस्य पुत्रः पुनेनगरे प्लेग् महामार्या मृतः तेन प्रसङ्गेन स स्वप्नात् सह श्रीमति उबो लक्ष्मीबायि दुःखी अभवताम् इत्यथं तस्य गुरुः श्री माधवमहाराज् सान् सान्त्वं ना दत्वा अवदत् चिन्तां मा कुरु दत्तस्य गणपतिः तस्य च मूर्तिं कृत्वा नित्यं पूजां कुरु एतौ देवौ बा बालवत् परिपालयतु भविष्ये एतौ देवी एतौ देवो भगवतः नाम प्रकाशयन्ति यथा भवतः बालकः मातापितॄणां नाम प्रकाशयति यथा महाराजेन कथितं शेत्तजी दत्तस्य सङ्गमर वरमूर्तिं गणपतेः मूर्तिकामूर्तिं च निर्माय निर्मितवान् यः मूर्ति लोकमान्यतिलक् द्वारा अभिषिक्त्वा तथा तात्कालीनधनी दगुडुषेटहल्वायि बाबुराव् गोड्से ब भौस् ब बौसायब् रङ्गारी श्री इस् समारोह् मे मोर प् मोरप्पा शेट् गडे उर्फकाकहल्वाय् नारयन् राव् बाजेवाल् गणेशस्य प्रथममूर्तिं सुकरपेटे करमारुतिमन्दिरे स्थापिता अस्ति नियर्मिनुसारं पूज्यते